ये एलेक्षन् मध्ये जिताः भवन्ति ते आदौ तु सोत्साहेन कार्यं कुर्वन्ति किन्तु कालः यदा गच्छति तदा तदनुसारं तेषाम् उत्साहः अपि गतः भवति अस्माकं प्रदेशेषु प्रदेशेषु आधिक्येन विद्युत्समस्या इत्यादिकं भवति सः सा समस्या आदौ यथा आसीत् अन्तिमपर्यन्तं तदवस्था एव तथैव आसीत् अपि च समये जलं सम्यक् न प्राप्यते स्म एषा अपि एका समस्या अपि च मार्गः सम्यक् न आसीत् इत्यतः दशेषु दशशु दशसु निमेषेषु गन् गन्तव्यम् आसीत् मया किन्तु अनेन मार्गः सम्यक् नासीत् इत्यतः तत्रैव समयः आधिक्येन गतः अतः एतादृशसमस्याः मया तत्समये अनुभूताः